मया लिखितेषु पुस्तकेषु भारतीयखगोलशास्त्रे ज्यामर्शा इति पुस्तकम् अत्यन्तम् इष्टतमं पुस्तकं वर्तते अस्य पुस्तकस्य लेखने अहं स्वयं प्रेरणया अहं प्रवृतोस्मि किमर्थम् इत्युक्ते सिद्धान्तजोतिषग्रन्थेषु या विषये तत्र प्रतिपादने प्रति प्रतिपादनं बहुत्र कृतम् अस्ति आदौ नाम सिद्धान्तज्योतिषं ज्योतिषं प्रति ये छात्राः प्रविशन्ति तेषां कृते ज्यायाः ज्ञानं सर्वेषां कृते न भवति अतः आदौ ज्या कोटिज्या इत्यादि रूपे रूपेण प्रतिप प्रतिपादनं सिद्धान्तग्रन्थेषु कृतम् अस्ति अतः आदौ छात्राणां कृते कष्टं भवति तेषां अवगमनं न भवति किमर्थम् इत्युक्ते ज्यायाः विषये किमपि एतावत् पर्यन्तं मूलभूतं पुस्तकम् कुत्रापि न उपलभ्यते संस्कृतभाषायाम् अतः एतादृशं पुस्तकं किमपि लिख्यते चेत् छात्राणां कृते उपयोगः भवति ये छात्राः सिद्धान्तज्योतिषं प्रविशन्ति तेषां कृते मूलभूतरूपेण ज्यायाः विषये ज्ञानार्थं इदं पुस्तकम् अत्यन्तम् उपयोगः भवति इति स्वयं प्रेरणया अहम् एतत् पुस्तकं लिखितवान् अस्मि अहं संस्कृतभाषायाम् एतत् पुस्तकं लिखितवान् अस्मि किमर्थम् इत्युक्ते कन्नडभाषया वा हिन्दीभाषया आङ्लभाषायां च एतद्विषये तु पुस्तकानि सोपलभ्यते परन्तु संस्कृतभाषायाम् मूलभूतरूपेण पुस्तकं किमपि नोपलभ्यते यद्यपि सिद्धान्तशिरोमणिः सूर्यसिद्धान्त इत्यादिषु ग्रन्थेषु या विचाराः प्रतिपादिताः सन्ति परन्तु तत्र कथं ग्रहगणिते ज्यायाः उपयोगः भवति इति साक्षात् विषये एव तत्र प्रविष्टवन्तः परन्तु कथं ज्या नाम किं कोटिज्या नाम का इत्यादि रूपेण तत्र यथा सर्वरूपेण छात्राणां कृते अवगमनं भवति तथा निरूपितं नास्ति अतः एतादृश रूपेण किमपि पुस्तकं लिख्यते चेत् छात्राणां कृते अनुकूलं भवति पठने अपि सौकर्यं भवति इति धिया स्वयं प्रेरणया अहं एतत् पुस्तकं संस्कृतभाषायां लिखितवान् अस्मि